संस्कृतभाषा देवबाषा इति वयं वदामः तत्र विकासः कथं भवति इत्युक्ते पूर्वस्मिन् काले सर्वासां सर्वासां भाषाणां मातृभाषा मातृभाषाणाम् आधारः संस्कृतम् एव आसीत् एवमेव सर्वे संस्कृतं जानन्ति स्म इदानीन्तनकाले केऽपि नावगच्छन्ति नाम इदानीं किं जातम् अस्ति इत्युक्ते इङ्ग्लिश् भाषायाः आङ्ग्लबाषायाः इदानीं बहूत्र इ आङ्ग्लभाषा एव राष्ट्रभाषा इतिवत् दृश्यन्ते संस्कृतभाषा यद्यपि ऋषिमुनयः ऋषिमुनयः संस्कृतभाषायाः एव पुराणानि काव्यानि तादृशानि महा महाकाव्यानि नाम रामायणं महाभारतं बहु सहस्रपुस्तकानि संस्कृते एव कृतवन्तः परन्तु इदानींतनकाले केऽपि नावगच्छन्ति अधुना विद्यालयेषु तद् परिवर्धनं नाम संस्कृतभाषायाः परिवर्धनं जायमानम् अस्ति पञ्चमकक्षातः एव बालानां कृते संस्कृतसम्भाषणं शिबिरादिकं कृत्वा तद् परिपालयन् नाम संस्कृतभाषायाः कथं वार्तालापः करणीयः इत्यादिकं प्रद प्रदर्शयन्ति इदानींतनकाले बहुत्र विद्यालयेषु अपि संस्कृतभाषया एव भाष्यते संस्कृतभाषा एव् भाषया एव पठनं पाठनम् इत्यादिकम् इदानीं चाल् चाल्यमानमस्ति तदर्थं संस्कृतभाषायाः संस्कृतभाषा यद्यपि देवभाषास्ति परन्तु अत्रत्याः जनाः ते नावगच्छन्ति नाम मन्त्रादिकं पठन्ति श्लोकादिकं वदन्ति परन्तु तद् संस्कृतभाषा इति इति जानन्ति परन्तु तत् अर्थसहितं न अध्ययनं कुर्वन्ति इदानींतनेषु गुरुकुलेषु तद् अर्थसहितवेदाध्ययनं वेदाध्ययनम् अर्थसहितवेदाध्ययनं कारयन्ति एवमेव संस्कृतं नाम बहूत्र स्पर्धादिकं कुर्वन्ति भगवद्गीता कण्ठपाठः गीता कण्ठपाठः काव्यादि क् काव्यं काव्यानां कण्ठपाठः एवं व्याकरणेषु शलाका इत्यादिकां स्पर्धां कृत्वा परिवर्धनं जायमानम् अस्ति